हरियोम् नमस्ते नमस्ते कथमस्ति

किं किं किं भोः अस्ति होण्डा अस्ति वा भोः ओ ह ह ह हा बहु सम्यक् कथं चलति इदानीं आम्

प्रथमेववासित् चेत् भवान् यद् स्वीकृतवान् तत् नाम न्यूनमूल्यं न स्वीकृतवान् ह्यस्तनदिने अहम् उक्तवान् एकम् उत्तमं फ़ोन् स्विकरोतिति परन्तु भवान् न सः धनं नस्ति इति आम् ए अयं यन्त्रेण कार्यं समापयामि इति चिन्तितवान् तत्र असमीचीनम् इदानीं तदा इदानीं किञ्चित् एतत् असमीचीनं कर्तुं अहं गच्छामि इदानीं भवान् कुत्र अस्ति

आमां हा हा सा समस्या भवेत् पुनः मध्ये मध्ये यदा भवान् चालयति नाम विद्युत् सम्यक् यदा यदा आगच्छति तदा एव चालनीयं विद्युत् सम्यक् नास्ति बोल्तयति चालयति चेत् किञ्चित् ध्वनिं करोति परं तु तत्र जलं नागच्छति मध्ये मध्ये स्टार्ट् उत् स्टार्ट् भुत्वा अन्तः किञ्चित् नाम फ़ैर् अपि भवितुम् अर्हति तथा कदापि कृतवान् वा न्यून विद्युद्नास्ति न्यूनमासीत् तदानीं चालितवान् वा कदापि

एवं वा हा भवान् तदेव दोषं कृतवान् यद् भवतः एव दोषः तद् भवतु नाम एकं कार्यं करोतु अहं श्वः सार्धदशवादने गमिष्यामि ग्रामं भवान् गृहे तिष्ठति खिल

हा सः गच्छतु सम्यक् कृत्वा तत् करिष्यामि चिन्ता नास्ति हा दशवादने हा गृहे भवान् भवेदेव

हा हा चिन्ता नास्ति चिन्ता नास्ति हा हा हा धन्यवादः भवतु भवतु शुभं भूयात् हा नमो नमः